मम कुटुम्बे आहत्य पञ्चजनाः सन्ति मम माता पिता अहं मम भगिनी तथा भगिन्यः पतिः पूर्वं मम भगिनी विदेशं गतवती आसम् इदानीं विवाहार्थं पुनः आगता विवाहोपरान्तमपि मुम्बैनगरे एव वसति वयं सर्वे मुम्बैनगरे एव वसामः तत्र मम पिता सोफ़्ट्वेर् कार्यं कृतवानासीत् इदानीं रिटैर्मेण्ट् स्वीकृतम् तथैव मम माता आदौ शिक्षिका आसीत् एकां गुजरातीशालायां पाठयत् पाठितवती सा तथा च मम भगिनी सा ब्याङ्करासीत् इदानीं कार्पोरेट् आफ़िस्मध्ये एमेन्सीङ्ग्मध्ये सा एच् आर् रूपेण कार्यं करोति तथैव तस्याः पतिः सः इञ्जिनीयर् वर्तते तत्र शिप्मेण्ट् कार्यम् इत्यादिकं सर्वं शिप्मेण्ट् इञ्जिनीयरिङ्ग् करोति मम मित्राणां विषये यदि वदामि चेत् शालायां प्रायः सर्वे एव मम मित्राणि इति वक्तुं शक्यते स्म तथापि केचन ज् जनाः अवश्यं स्मर्तव्याः यथा प्रियाङ्का वा श्रिया वा भवतु तासां वैशिष्ट्यं यादृशं यत् दुःखे सुखे सदैव साहा सह साकम् एव वर्तन्ते स्म एते